प्राणायामस्य तत्र त्रयं रेचकः कुम्भकः पूरकः इति कुम्भकं नाम प्राणवायोः अन्तः बन्धनमिति तत्र यदा तरणं क्रियते अस्माभिः तदा बहु श्वासोछ्वासः कर्तुं न शक्यते यतो हि आयासः भवति श्रान्ताः वयं भवामः इति अतः किञ्चित् तत्र वायोः अन्तः बन्धनं कृत्वा तरणं क्रियते तथा च यदा तरणं कुत्र उपयोगः भवति तरणस्य इत्युक्ते श्वासोछ्वासः नाम कुम्भकप्राणवायोः अन्तः बन्धनार्थं तरणस्य महान् उपयोगः वर्तते